गीजर् अहं प्राप्तवान् तत्र उष्णं तु भवति किन्तु एतद् बहुसम्यक् नास्ति कदा अहं वारं वारं तत्र अभियन्तारं वदामि आगत्य समीकरोतु अत्र तन्त्री अपि सम्यक् नास्ति अत्र यत् जलं कदाचित् शीघ्रम् उष्णं भवति कदाचित् न भवति मम हस्तस्य अति हस्तस्य ज्वलनम् अपि अभवत् अतः सम्यक् कार्यं नास्ति एतस् एतद् पर्याप्तम् अपि न न भवति तत्र समयः अपि अधिकः अपेक्षते न जाने अत्र तस्य विद्युद्धारा अपि सम्यक् न गच्छति आगच्छति करेण्ट् इति अपि भयं भवति बहुसम्यक् नास्ति अस्य कदाचित् सम्यक् भवेत् परीक्षणं कृत्वा एव जनेभ्यः एतद् भवेत् यन्त्रस्य महती उपयोगिता न दृश्यते जीवने